अवश्यं मया बाल्यादारभ्य न केवलं पुस्तकानां सङ्ग्रहः क्रियमाणः वर्तते उत पारितोषकाणां तैस्सह एव मया मम दन्तानां पतितानां अपि सङ्ग्रहः क्रियमाणः वर्तते तेषु दन्ताः पतिताः मया तत्तत्काले एकस्मिन् करण्डके स्थापिताः अद्यापि मम समीपे सन्ति यदा कदाचित् अहं तान् पश्यामि तदा मम बाल्यकालः स्मर्यते यद्यपि अयं सङ्ग्रहः कश्चन मूढः मूढव्यक्तेः भाति तथापि तत्काले तत् एकं इष्ट इष्टमासीत् कुतः एवं सङ्ग्रह कृतः नाम अहं बहुधा मह महत्पुरुषाणां कथाः श्रुणोमि स्म तेषां सङ्ग्रहालयान् पश्यामि स्म तत्र सङ्ग्रहालयेषु तेषां वस्तूनि तेषां वस्त्राणि च स्थापितानि भवन्ति स्म तानि दृष्ट्वा मया चिन्तितमासीत् बाल्ये अहमपि यदा महत्कार्यं किञ्चित् करिष्यामि ममापि सङ्ग्रहालयः भविष्यति ममापि दन्तान् मम वस्तूनि च स्थापयिष्यन्ति जनाः तदा केचन वक्ष्यन्ति पश्यन्तु एते एतस्याः दन्ताः इति अयं कश्चन मूढविचारः इव भाति किन्तु तत्काले अयमपि इष्टः आसीत्